अहं सप्तपञ्चाशत्सहस्रं मूल्यं दत्वा सङ्गणकं क्रीतवान् दिनद्वय अभ्यन्तरे सम्यग्रूपेण ऊर्जा न स्विकुर्वन् अस्ति तत्र इदानीं सम्यक्तया आलोकः अपि नैव दृश्यते तथा विद्युत्कोशः अपि नष्टः जातः सुन्दरमपि नैव दृश्यते वेगेन कार्यमपि न न करोति अतः यावत् धनं दत्तवान् तदनु मूल्ययुतं नास्ति अतः एतत् क्रेतुं योग्यं नास्ति इति मम अभिप्रायः